गायनकाले भावना बहु मुख्या किन्तु ये सङ्गीतज्ञाः तेषां सङ्गीते तेषाम् अन्तः ये भावना आसीत् तत् तत्सङ्गीते एव स्थापितवन्तः तत् वयं कथं जानीमः प्रथमतया तत्सङ्गीतस्य अवगमनम् आवश्यकं तस्य अर्थस्य अवगमनम् आवश्यकम् तदनन्तरं कल्पनाद्वारा अपि तस्यः अन्तः तत्सङ्गीतज्ञस्य अन्तः किं भावना आसीत् इति कल्पनाद्वारा आरम्भतया वयं तत् द्वारा सङ्गीतं गायामः तद्वत् अभ्यासेन तेषाम् अन्तः किं भावना आसीत् तत् अस्माकं मुखे अपि आगच्छति सङ्गीतस्य प्रथमः लक्ष्यः रसिकानाम् अथवा सहृदयानां मनसि स्फुरणम् अभवत् तदेव सङ्गीतस्य लक्ष्यम् मीराबाई भजनम् अस्ति कथं सा गीतवती तद्वत् का तस्याः मनोभावः किम् इति वयं यदि तस्याः तस्याः इतिहासरूपेण तस्याः कथां शृणुमः तदनन्तरं तस्याः भावः किं भावेन सा एतत् सङ्गीतम् एतत् भजनं कृतवती इति यदि वयम्

किञ्चित् किञ्चित् आगमिष्यति वयं सा तस्याः समीपं भक्तिरूपेण नगन्तुं शक्यते किन्तु अस्माकम् लघु लघु प्रक्रियेण प्रक्रियया विक् वयम् एतत् शिक्षितुं कुर्मः